मया अत्यन्तं बाल्यकाले तरणस्य पठनाय प्रयत्नः कृतः तत्र बहुवारं मया साफल्यं न प्राप्तमासीत् निमज्जनादि समस्याः बहुधा भवन्ति स्म यदा तरणं वयं प्रथमवारं कुर्मः एकवारम् अथवा बहुवारं जले निमज्जनम् अवश्यं भवति किन्तु जले निमज्जनं भवति इति मत्वा तरणमेव मास्तु इति चिन्तनम् अस्माभिः न करणीयं तरणं पठनीयम् इति दृढसङ्कल्पः यदि अस्माकम् अस्ति तर्हि निमज्जनादि समस्याः वयम् अपसार्य ताः समस्याः यथा न भवेयुः तथा उपायं विचिन्त्य तरणम् अवश्यं पठेम